राज्यस्य सर्वेषु भागेषु बस् यानानां चलनार्थं सर्वकारेण अतीव कुशलतया कार्यं कृतम् अस्ति अस्माकं राज्यस्य अनेकानि अद्वितीयस्थानानि अपि मया बस् यानेन प्रवासं कृतवती अस्ति यथा श्रृङ्गेरी उडुपि मेलुकोटे बादामि ऐहोळे पट्टदकल्लु इत्यादि स्थलम् अहं गतवती अस्मि